अहम् अद्य पृथुकस्य कृते व्यागरणं कथं करणीयम् इति पाठयामि प्रथमं सम्यक् पृथुकं क्षालनं करणीयं अनन्तरं पञ्चमरीचिकां कर्तनं करणीयं मधुरनिम्बपत्राणि सिद्धं करणीयम् अग्निचुल्लि चुल्योपरि पात्रं स्थापयित्वा तस्मिन् पात्रे तैलं स्थापयि स्थापनीयम् तैलं स्थापनीयं अनन्तरं जीरिका सर्षपा च स्थापयित्वा कलय कालयान् स्थापयित्वा कर्तितमरीचिकखण्डान् मधुरनिम्बपत्रं स्थापयित्वा किञ्चित् हरिद्रामपि स्थापयित्वा हिङ्गु स्थापयित्वा सम्यक् मेलयित्वा पृथक् पृथुकं स्थापयामि तथा स्वादानुसारं लवणं च मेलयामि अनन्तरं सर्वं मिश्रणं कृत्वा अपेक्षितं चेत् नारिकेलमपि मेलयित्वा परिवेषयामि ईदृशं पृथुकस्य व्यागरणं करणीयम्